मया चूडिदारसीवनं बहु इष्यते तत्र प्रथमवारं यदा चूडिदार् सीवितं तदा वस्त्रं बहु आसीत् वस्त्रं बहु आसीत् इत्यस्मात् क्लेशः न न अनुभूतः मया एव ड्रा कृतं कट् कृतं च यदि यदा वस्त्रविन्यासः अन्यथा आसीत् पुनः तत्र विद्यमानचित्राणि अन्यथा आसन् तद्दृष्ट्वा मया कर्तनं कर्तव्यमासीत् यदि कर्तनं करोमि तर्हि तत्र वस्त्रविन्यासः गच्छति तत्र विद्यमानचित्राणि गच्छन्ति यदि चित्रं दृष्ट्वा अहं कर्तयामि तर्हि बहु दीर्घं भवति स्थूलं च भवति वस्त्रम् इत्यादि अनेके क्लेशाः अनुभूताः परन्तु ज्येष्ठानां साहाय्येन वस्त्रकर्तनं कृतं पुनः मया कालर्स् सीवनीयं बोट् नेक् सीवनीयं इत्यादिकं चिन्तितमासीत् यदा यदा प्रथम वारं सीवयितुं आरब्धं तदा क्लेशाः अनुभूताः परन्तु यदा अभ्यस्तं तदा